विपण्यां हस्तनिर्मितवस्त्रैः तथा रेडिमेट् वस्त्राणि जनाः कथं भेदं कर्तुं वयं शक्नुमः एतस्य विषये किञ्चित् वदामि रेडिमेट् वस्त्रं नाम रेडिमेड् वस्त्रं नाम तत्र अस् यन्त्रनिर्मितं भवति तत्र आकारस्य वा वस्त्रविषये भेदः न भवति पुनः सर्वत्र समानता भवति कालः देशः इति आधारिकृत्य इति तापमानं तत् आधारिकृत्य वस्त्राणि न भवन्ति परं हस्तनिर्मितवस्त्राणि यथा यत्र तापमानं भवति उष्णता भवति वा शैत्यं भवति तद् आधारिकृत्य हस्त्रनिर् हस्तनिर्मितवस्त्राणि भवन्ति हस्तनिर्मितवस्त्राणि जनानां कृते तत्रत्यः जनानां कृते वृत्तिमपि वृत्तिनिर्माणमपि भवति स्वदेशम् इति वदामः तत् स्वदेशनिर्मितवस्त्राणि स भवन्ति अनन्तरं तत्र सौन्दर्यमपि अधिकं भवति सांस्कृतिकमपि तत्र दृश्यते संस्कृतिः यथा संस्कृतिः अस्ति तादृशं तादृशं वस्त्राणि निर्मितानि भवन्ति पुनः अस्माकं संस्कृत्यां तत्र महिला पादकोषधरणम् इत्यादि नास्ति तर्हि हस्तनिर्मितवस्त्रेषु तादृशं न भवति अतः अस्माकं संस्कृतिनुसारं वस्त्रनिर्माणं नाम हस्तनिर्मितवस्त्रं निर्माणम् इति अस्ति पुनः भारते भिन्नभिन्नराज्यानि सन्ति तत्रत्यः संस्कृतिः भिन्ना भिन्ना संस्कृतिः वर्तते संस्कृतेः नुसारम् तापमानानुसारं देशकालभिन्नं भिन्नं भिन्नत्वं तत्र वयं पश्यामः तादृशम् वस्त्राणां निर्माणं हस्तनिर्मितवस्त्राणां निर्माणम् उत्तममेव तेन वयं स्वदेशस्य उन्नतिं कर्तुं शक्नुमः प्रत्येकस्य कृते उद्योगमपि भवति वृद्धा भवतु वा महिला भवतु वा वृ वृद्धा महिला भवतु वा सा स्व समययापनं कृत्वा तत्र किञ्चित् धनसङ्ग्रहं कर्तुं सा शक्नोति यथा काश्मीरप्रदेशे तत्रत्य वृद्धाः महिलाः अपि तत्र वस्त्रनिर्माणकार्यं कुर्वन्ति तत्र नक्षिकामं कुर्वन्ति किञ्चित् पत्रपुष्पम् इत्यादि तत्र रेखाटनं रेशिमवस्त्रैः रेशिमसूत्रैः द्वारा कुर्वन्ति तस्य सौन्दर्यवर्धनम् अपि कुर्वन्ति तेन ताः स्वजीवनयापनं कर्तुं शक्नुवन्ति नो चेत् वयं केवलं रेडिमेड् वस्त्रमेव स्वीकुर्मः चेत् अस्माकं सम्पूर्णं धनम् विदेशं प्रति गच्छति यतो हि वस्त्रं विदेशतः निर्मितं भवति विदेशसंस्कृतिनुसारमेव भवति अस्माकं मूलसंस्कृतेः मूलसंस्कृतिस्य संस्कृतेः रक्षणम् अस्माभिः करण् करणीयं भाषा वेषः आहारद्वारा एव वयम् अस्माकं संस्कृतेः रक्षणं कर्तुं शक्नुमः अतः स्वनिर्मितवस्त्राणि आवश्यकानि